अत्र शिक्षा व्यवस्थायाः विषये त्वं किं चिन्तयसि ग्रामीणक्षेत्रेषु शिक्षा सुधारणार्थं सर्वकारः किं कर्तुं शक्नोति अत्र शिक्षा व्यवस्था नाम ग्रामे वा भवतु अथवा नगरे वा भवतु शिक्षा व्यवस्था कथं भवितव्यं भवितव्यम् इति इत्युक्ते तत्र शिक्षाव्यवस्थायां सर्वाः क्रियाः क्रियाः तथैव तत्र बालकानां वा अथवा ज्येष्ठानां वा अथवा बालकानां वा बालिकानां वा सर्वेषामपि सर्वाङ्गीनविकासः भवेत् सर्वाङ्गीनविकासः कथम् इत्युक्ते तत्र केचन अन्तर्भवन्ति के नाम सर्वाङ्गीनविकासे शारीरिकविकासः वा भवतु मानसिकविकासः वा भवतु अनन्तरं सांस्कृतिकविकासः वा भवतु अनन्तरं किमपि भवतु एतादृशः सर्वाङ्गीनविकासः तत्र भवेत् एतादृशः शिक्षाव्यवस्थायाम् अवश्यं भवेदेव अनन्तरं ग्रामीणक्षेत्रेषु शिक्षा सुधारणार्थं सर्वकारः किं कर्तुं शक्नोति ग्रामीणक्षेत्रेषु शिक्षा सुधारणार्थं यतो हि ग्रामीणक्षेत्रे बहवः बहवः जनाः इल्लिट्रेटेड् नाम अन अनक्षरस्ताः भवन्ति किमर्तमित्युक्ते तत्र श् बह्व्यः शालाः वा भवतु विद्यालयाः व् भवतु नाम न भवन्ति तत्र तदर्थं सर्वकारेण किं करणीयम् इत्युक्ते ग्रामीणप्रदेशेषु अपि उत्तमशालाः अनन्तरं विद्यालयाः अपि निर्मातव्याः भवन्ति तदर्थं सर्वकारः अपि एतादृश्यां शिक्षा व्यवस्थायाम् उत्तमः नाम ग्राम्यप्रदेशेषु शिक्षा सुधारणार्थं कापि क्रिया भवतु किमपि भवतु एतादृशः अवश्यं करणीयं भवति